नमस्ते महोदय कुशली खलु मम नाम श्रीकृष्णभट्टः इति भवान् जानाति इति मन्ये पूर्वमपि अहं आगतवानासं अहं तु मम पूर्वं द्विचक्रिकामानीय तत्र तत्र कार्यं कारितवान् भवान् सम्यक् कृत्वा दत्तवान् अस्ति आ अहं भवतः स्मृतवान् अतः भवतः समीपे एव आगतवान् मम तु पुनः एका समस्या समागता अतः भवानेव तत्र समस्यानिर्वाहः तत् तत्र निर्वहणं करोति अथवा समस्यानर्मूलनं करोति इत्यतः भवतः एव सम्पर्कं कर्तुमहमागतवानस्मि

आ मम तु एवं वा तत्र तर्हि

आं प्रगत गतपर्याये न प्रगतपर्याये भवानेव स्थापितवान् खिल पुनः गतं कुतः गतं इति मम चिन्ता अस्ति किन्तु धनं तु भवान् तत्र लोकल् न स्वीकृतवान् इति मन्ये अधिकमेव स्वीकृतवानिति चिन्तयामि अहं भवतु इदानीं किं तत्र समस्या समागता किन्तु परिहारः कर्तव्यः एकं कार्यं कर्तुं शक्यते वा तदेव समीकरणं कृत्वा भवान् दातुं शक्नोति वा भवति वा सम्यक् तत्र रिपेरि कृत्वा आं न महोदय भवतः कृते एव विश्वासम् अहं निधाय एव भवतः समौपे आगतवानस्मि इदानीं भवान् कथं वदति तथा एव कर्तव्यं भवति किन्तु मम समीपे भवान् यावद्वदति तावद्धनं नास्ति खिल अतः मा अहं चिन्तयन्नस्मि भवान् एक तत्र यथा कथञ्चित् तत्र परिवर्तनं कृत्वा किमपि कर्तुं शक्यते खिल अन्ये कुर्वन्ति मम मित्राणि अपि वदन्ति

तत् कथं तत् क्लेशः क्लेशः तत्र जीवहानिः तदर्थमवेम अहं तत्र अधिकं समयहरणं न कृतवान् आं

सत्यं

आम् तर्हि एवम् एतत् कर्तुं शक्यते भवान् सम्यक् यदस्ति तदेव स्थापयतु किन्तु धनं अधिकं न स्वीकरोति इति मम आशयः आम्

एत एतत् एतत् एतत् एतत् अस्तु कुर्मः भवतेपि मास्तु मम कृतेपि मास्तु सप्तशतं रूप्यकाणि अहं प्रदास्यामि तत् स्वीकृत्य कृपया करोतु अस्मिन् पर्याये करोतु अग्रे पश्यामः अग्रेपि अहं भवतः समीपे एव आगच्छामि खिल अहं कुत्र गच्छामि भवन्तं जानामि अन्यं कमपि न जानामि खिल भवतः समीपे एव मम तत्र व्यवहारः अस्ति अतः अहं भवतः समीपे आगमिष्यामि भवानेव पुनः कारयतु चिन्ता नास्ति भवानपि अग्रिमपर्याये अधिकं धनं न स्वीकरोति चेत् अहं न पृच्छामि भवतु भवतु अस्तु अस्तु अस्तु धन्यवादः गू गूगल् पे चलति खिल भवतु भवतु तर्हि अहं तत्र समीकरणं करोतु अहं गूगल् पे करिष्यामि हा धन्यवादः धन्यवादः धन्यवादः